परिवारः कृष्यवलम्बितः अस्ति चेदपि बहवः जनाः कृषिकार्यं न चिन्वन्ति इति भासते अस्य विषये मम मतमस्ति यतोहि भारतदेशे सर्वे जनाः तथा अर्थव्यवस्था च कृषि उपरि अवलम्बितः परं वर्तमानकाले बहुविघ्नयुक्ताः कृषिकार्यं भवति यथा अतिवृष्टिः अनावृष्टिसंक्रमणरोगाः तथा तस्य निधानं कृते समुचित उपायव्यवस् थाश्च नास्ति सम्पूर्णजलापूर्तिमध्येऽपि समस्या अस्ति तथा कृषकगणाः स्व उत्पादनानुरूपधनं न प्राप्नुवन्ति इति कारणात् बहवः जनाः कृषिकार्यं न चिन्वन्ति भारतदेशे ग्रामीणपरिवेशे कृषेः महत्त्वम् अत्यधिकम् अस्ति बहवः जनाः तु कृषिः आजीविकारूपेण स्वीकुर्वन्ति